मम इष्टतमं पुस्तकं ज्योतिश्शास्त्रस्य पुस्तकं भवति अत्र ज्योतिश्शास्त्रे एकं श्लोकः अस्ति मूर्तित्वे परिकल्पितश्शशभृतो वर्त्मा पुनर्जन्मनाम् आत्मेत्यात्मविदां कृतश्चरिरतां भर्तावरज्योतिषां लोकानां प्रलयोदयस्थितिविभुश्चानेकधा यः श्रुतौ पाचन्हः सततात्मनेककिरणत्रैलोक्यदीपो रविः इत्यस्य श्लोकः एतत् बृहज्जातकस्य मङ्गलाचरणश्लोकः भवति अत्र विशेषतया सूर्यग्रहस्य आराधनपूर्वकं ज्योतिश्शास्त्रस्य अध्ययनं करणीयम् इति प्रथमं उक्तवन्तः वराहमिहिराचार्यैः उक्तवन्तः एतत् कालविधानकशास्त्रं भवति यदि कालः नास्ति तथा केनचिदपि नास्ति अतः एतत्च्छास्त्रम् बहु इष्टम्